नमस्कारः महोदय भवतः आपणतः अहं नट्स् अण्ड् बोल्ट्स् इत्येतत् वस्तु क्रीतवान् अस्मि संहत्य बोल्ट् नट् समीचीनम् अस्ति बोल्ट् शिरसः गात्रः दीर्घता त्रेड् इत्यादि सम्यगेव सन्ति गात्रे नट् शम् सम्यकस्ति तस्य रूपः अपि सम्यकेव अस्ति बोल्ट् नट् इत्यस्य एलेक्ट्रोप्लेटिङ्ग् सम्यकस्ति भित्तौ सम्यक् भारं वहति सम्यक् प्रविशति च तस्य भारमपि गुणवत्तताकोष्ठकस्य अपेक्षया सम्यकेव अस्ति